संस्कृतभाषा पुरातनी भाषा सर्वासां भाषणां जननी इति कथ्यते संस्कृतस्य प्रभावः सर्वत्र दृश्यते याः भाषाः सम्प्रति भारते तथा च विदेशेषु सन्ति तत्र सर्वत्र संस्कृतस्य प्रभावः वर्तते संस्कृतभाषा एका समृद्धभाषा अस्ति तस्याः शब्दाः तस्याः शब्दाः सर्वत्र दृश्यन्ते आङ्ग्लभाषा भवतु जर्मन् भाषा वा सर्वत्र शब्दाः दृश्यन्ते भारते याः भाषाः भवन्ति तत्रापि संस्कृतस्य प्रभावः अधिकतया दृश्यते मराठी हिन्दी गुजराती कन्नडभाषा इत्यादिभाषासु संस्कृतशब्दाः प्रचुरतया दृश्यन्ते विदेशेषु अपि विदेशेषु वैदेशिकभाषाणाम् अपि सं संवृद्धिः यथा भवति तत्र अपि संस्कृतशब्दाः दृश्यन्ते यथा गौः इति शब्दः भवति तस्य कौ इति आङ्ग्लभाषायां प्रयोगः भवति यथा द्वारम् इति शब्दः संस्कृते अस्ति तस्य डोर् इति आङ्ग्लभाषायां प्रयोगः भवति तथैव संस्कृतस्य यद्व्याकरणं वर्तते तस्य प्रभावः अन्यत्र अपि दृश्यते यथा जर्मन् भाषायां व्याकरणं तादृशमेव अस्ति यथा संस्कृते अस्ति अतः संस्कृतभाषायाः योगदानं तु महदस्ति यतः यत्र यत्र शब्दानाम् आवश्यकता अस्ति तत् तत्र तत्र तत्र संस्कृतमेव आवश्यकं भवति मराठीभाषा भवतु वा हिन्दीभाषा भवतु गुजराती वा वाक् वङ्गः वङ्गभाषा भवतु तत्र ये शब्दाः अधिकतया दृश्यन्ते ते संस्कृतशब्दाः एव सन्ति यतः तेषां सा साधारण्यं संस्कृतशब्दैः सह भवति